महोदय नमो नमः अहं सुखान्तप्रामाणिकः कथयामि मह्यम् एकं केब् अपेक्षितं महोदय वयं पञ्च जनाः स्मः वयं कविकुलुगुरुकालिदाससंस्कृतविश्वविद्यलयतः गटमन्दिरं राममन्दिरं गन्तुमिच्छामः तत्र अस्माभिः स्कोर्पियो यानम् अपेक्षते तस्य कियत् भाटकं भवतीति सर्वं कथयतु वयम् अद्य सायङ्काले पञ्चवादने प्रस्थातुम् इच्छामः तर्हि भवान् स्कोर्पियो यानं स्वीकृत्य पञ्चवादने आगच्छतु वयं पञ्चवादने सिद्धाः भवामः पुनः मन्दिरं मन्दिरदर्शनं कृत्वा ततः अष्टवादनं यावत् प्रत्यागच्छामः